आ हरि ओम् नमस्ते मम नाम आनन्दः इति अत्र बैङ्गलुरु अस्मि अ आगामिमासे किञ्चित् आवासस्य चिन्तनं चलति अतः दूरवाणीं कृतम् तदेव भवन्तः किमपि पैकेज् तादृशम् अस्ति वा पञ्चदिनानां वा सप्तदिनानां वा ओ एवम् आ एकं तु देवालयसन्दर्शनं शक्यते नो चेत् ऐतिहासिक स्थानानि वा किञ्चित् किञ्चित् भ्रमणाय सम्यक् भवेत् वातावरणं तादृश स्थानम् आगामी मासे कुत्र गन्तुं शक्नुमः इति भवन्तः किञ्चित् मार्गदर्शनं कुर्वन्ति चेत् अहं वदामि परिवारः चत्वारः आगच्छन्तः स्मः अस्तु हां हां कनार्टके तु भवन् वयं तु दृष्टवन्तः सर्वं तावत् किमपि शेषम् इति नास्ति सम्यक् तदेव सप्तदिनानां वा पञ्चदिनानां वा एवम् तर्हि दशदिनानां दृष्ट्वा वदन्तु एकादशसहस्रम् एकस्य वा अस्तु तर्हि तस्याः किमपि न्यूनता भवति वा मौल्ये

आ हां तर्हि गमनागमनं कथं रेलयानेन वा बस्यानेन वा

वातानुकूलं खलु वासः भवतु भोजनं तु शाकाहारी एव भवेत् अस्तु तर्हि अहं भवतः कार्यालयं आगत्य सम्भाषणं करोमि धन्यवादः